अहं पार्क् अवेन्यू इत्याख्यासंस्थायाः सुगन्धद्रव्यं स्वीकृतवान् आसित् आसं परन्तु तत् सुगन्धद्रव्यम् दुर्वासनायुक्तम् आसीत् कूपीमध्येपि वायुः अधिकः आसि अधिका आसीत् त एतत् सम्मीचीनं नास्ति